आं सत्यघटनाधारितपुस्तकानि माम् बहु रोचन्ते यथा द विङ्ग्स् आफ़् फ़ैर् एन् आटो बयोग्राफ़ि इति अतीव रोमाञ्चकारी पुस्तकम् अस्ति यस्य मम आनन्दः भवति अस्मिन् वायुसेनायाः एकस्य विमानचालकस्य कथा अस्ति यः शत्रुदेदे गुप्तचरकार्यं करोति स्वप्राणान् जोखिं कृत्वा अस्मिन् पुस्तके कार्यस्य विग्रहस्य साहसस्य च कथा अस्ति या मां मोहितवती निश्चितम् अहं भवन्तं ददा दा दा द विङ्ग्स् आफ़् फ़ैरः एन् आटो बयोग्राफ़ी इत्यस्य अतिरिक्तं हा अप्लिकेस् आफ़् फ़ैर् एन् एक्स्प्लोरेसन् इति अपि अनुशासितुं शक्नोमि वायुसेनाविमानानां विमान्चालकानाम् उद्यानकार्यस्य विषये एतत् अपरं रोमाञ्चकं पुस्तकमस्ति एतत् पुस्तकं वायुसेनायाः अन्तः जगत् विषये बहु किमपि शिक्षयिष्यति भवन्तः अपि एतत् पठितुं शक्नुवन्ति तस्मिन् रोमाञ्चस्य रोमाञ्चस्य च आनन्दं लब्धुं शक्नुवन्ति अत्यन्तं द अल्केमिश्ट् इति पुस्तकं पठितुम् अनुसंशयामि एषा पौराणिकरूपेण रोमाञ्चकारी जीवनवृतान्तः अस्ति यत्र एकस्य युवानस्य सङ्गीतकारस्य कथा अस्ति इदं स्वप्नैः प्रेरणाभिः साहसिकैः च परिपूर्णम् अस्ति यत् भवन्तं जीवनस्य आशीं सम्भाव्य भावनानां विषये चिन्तयितुं प्रेश् प्रेरयिष्यति एतत् पुस्तकं भवन्तं रोमाञ्चयिष्यति भवतः मनः शान्तिं प्रेरणा च पूरयिष्यत् इष्यति